मम प्रदेशे प्रधानकृषिः तण्डुलः च ईक्षुदण्डः मम प्रदेशे कावेरि नदी अपि वहति अतः तण्डुलं समीचिनं वर्धते तण्डुलस्य कृते अधिकं जलं आवश्यकं खलु तथा इक्षुदण्डस्य कृषिः अपि बहवः कुर्वन्ति इक्षुदण्डं तु इक्षुदण्डं को न इच्छति सर्वे बहु इच्छन्ति खलु इक्षुदण्डरसं तु बहुजनानां प्रियः एव अनन्तरं कृषिकाः इक्षुदण्डेन शर्करां कर्तुं तत्र घटकमध्ये प्रेशयन्ति इक्षुदण्डस्य मूल्यमपि बहू भवति अतः कृषिकानां संतोषः एव भवति तथा केचन कृषिकाः इक्षुदण्डेन गुढनिर्माणम् अपि कुर्वन्ति गुढनिर्माणार्थं आलेमनि इति स्थलं भवति तत्र बृहद् कढायः भवन्ति तन् मध्ये इक्षुदण्डरसं स्थापयित्वा मन्दं अग्निशाकं दत्वा गुढनिर्माणं कुर्वन्ति सर्वे जीवने एकवारम् उष्णगुढं खादितव्यम् एव